सङ्गीतम् अभ्यस्तुम् इच्छन्ति तेषां कृते मम मार्गदर्शनं प्रथमं भवति अभ्यासम् प्रतिदिनमभ्यासं कुर्वन्ति चेतेव सङ्गीतज्ञानं प्राप्तुं शक्नुमः तादृशमेव अधिकानि गीतानि श्रोतव्यानि यदा अधिकाधिकानि गीतानि श्रुण्मः तदा एव तत्र ज्ञानमपि अभिवृद्धिः ज्ञानस्य अभिवृद्धिः भवति रागस्य

तदनन्तरम् अनेकानि गीतानि श्रोतव्यानि इति एव मम मार्गदर्शनं भवति तेषां कृते